नमस्ते हा सत्यं हा अस्तु हा मम मम सन्निधौ नाम अस्माकं संस्था वर्तते तत्र जनाः सन्ति तत्र उपनयनविवाहादि शुभकार्यक्रमाः पुनः अन्ये कार्यक्रमाः अपि नाम बर्त्डे पार्टि जन्म जन्ममहोत्सवः जन्ममहोत्सवः विवाहनि विवाहनिश्चयमहोत्सवः नाम पूर्वस्मिन् दिने क्रियते खलु तादृशः उत्सवः इत्यादयः आज् इत्यादयः कार्यक्रमाः आयोज्यन्ते हा नृत्यगीतादिकं नृत्यगीादिकपि भवति तत्र हा विंशत्यधिकप्रकोष्ठाः सन्ति हा सा सभा उपलभ्यते वेदिका उपलभ्यते भवता कानि दिनानि अपेक्षते नाम त्रिदिनात्मकं पञ्चदिनात्मकं षड्दिनात्मकं वा वर्तते इतः पुनः गीतानृत्यादिकार्यक्रमाः भवता अपेक्ष्यते चेत् व्ययः किञ्चित् अधिकं भवति नाम समीप समीपादयः आगच्छन्ति अत्र समीपे विद्यन्ते नृत्यशाला तत्रत्याः आगच्छन्ति यत्किञ्चित् न्यूनं भवति अन्येभ्यः स्तलेभ्यः

हा आयो अत्र हा एवं कर्तुं शक्यते चिन्ता नास्ति एवं कर्तुं शक्यते हा हा व्यवस्ता एव व्यवस्ता एव एवम् एवम् एवं मूल्यं त्रिंशत्सहस्रं भवति हा एवं हा कर्तुं शक्यते हा अवश्यं कुर्मः कुर्मः पञ्चाशद् जनाः एव पञ्चा पञ्चाशत् जनाः आगच्छन्ति

अस्तु अस्तु अस्तु सर्व सर्वां व्यवस्थां कुर्मः हा पुनः भवतः नाम कुत्र अत्र कस्मादागच्छति भवान् आगतवान् हा हा बेङ्गलूर्नगरे अस्मि हा तत्रैव बेङ्गलूरु उडुपीनगरयोः मध्ये किञ्चित् धन धनस्यावश्यकता वेङ्गलूरु बेङ्गलूरु समीपे बेङ्गलूरु मध्ये अधिकं भवति तद् आदावेव अहं सूचयामि

व्यवस्तावश्यं समीचिनतया करिष्यते तस्मिन् विषये चिन्ता मास्तु चिन्ता मास्तु भवतां हा अस्माकं पुरुषाः भवन्ति अत्र अस्तु आस्तु अस्तु अस्तु अस्तु दन् दन्यवाद दन्यवाद